पूरा भारतीयकलाकाराः तावत् प्राधान्यम् अवकाशं न प्राप्तवन्तः किन्तु अधूना भारतीयकलाकाराः अपि प्राधान्यं प्राप्तं प्राप्तवन्तः अधुना दूरवाण्यः अस्ति तत्र बालकला बालकः बालकः बालकथा बालकम् अपि गन्तुं शक्यते तत्र तस्य कलाकारः भारतीयकलाकाराः स्वकीयं कलाः दर्शितुं द्रष्टुं शक्यते तत्र दूरवाण्यः दूर्य दूरवाण्याः ये कार्यकर्ताः सन्ति ते ग्रामं ग्रामं ग्रामे गत्वा अपि तस्य बालकं किं वत् वदामः तत्र गत्वा ये कलाकाराः सन्ति तस् तस्य कला द्रष्टुं ते तेन सह कलाकाराः दूरवाण्यां क्षेत्रे गन्तुं स्वस्य कलां द्रष्टुं शक्यते तादृश भारतीयकलाकाराः अधुना प्राधान्यम् अवकाशं प्राप्तवन्तः